अहं हिन्दुस्थानिशास्त्रीयसङ्गीतं बहु इच्छामि कुतः नाम मया बाल्यादारभ्य तदेव पितुः सकाशात् श्रुतं तदेव अनन्तरम् अधीतं च मया अधुनापि अधीयमानं वर्तते हिन्दुस्थानिशास्त्रीयसङ्गीतं तत्र हिन्दुस्थानिसङ्गीते राग रागविभागाः भवन्ति तेषु केदाररागः मम अत्यन्त इष्टतमः तेन सह सहैव शङ्करारागः जयजयवन्तिरागः छायानटरागः भूपरागः इत्येतेपि बहवः रागाः मया इष्यन्ते हिन्दुस्थानिशास्त्रीयसङ्गीते आलापाः तान् इति च प्रकारद्वयं वर्तते गानकाले उपस्थापनकाले तत्र तान् मया विशेषेण इ इष्यते अयं च प्रकारः हिन्दुस्थानिसङ्गीते विशेषतया गीयते अत्यन्तं प्रसिद्धश्च यत् विना शास्त्री हिन्दुस्थानिशास्त्रीयसङ्गीतं परिपूर्णं भवितुं नार्हति अतः तादृशं संगीतं यत्र तान् श्रूयते तादृशम् इदं वर्तते इति कृत्वा मया हिन्दुस्थानिशास्त्रीयसङ्गीतं अत्यन्तम् इष्यते